संस्कृतस्य कथा साहित्यम् अधुना केवलं नीतिकथारूपेण पठन्ति आम् इदं तु सत्यमस्ति किन्तु यथा अस्माकं साहित्ये बहवः शास्त्राणि सन्ति यथा साहित्यदर्पणमस्ति महर्षिः ग कालिदासैः रचितं तद् रघुवंशमस्ति किरातार्जुनीयम् इत्यादि अस्ति अभिज्ञानं शाकुन्तलमस्ति एतादृशानि बहवः शास्राणि सन्ति तत्र न केवलं कथारूपेण स्विकु स्वीकुर्वन्ति एवञ्च तत्र बहवः अलङ्काराः सन्ति छन्दाः सन्ति एवञ्च शृङ्गारं सन्ति रसाः सन्ति तान् तान् ज्ञातुमपि तस्य उपयोगः भवति न केवलं नीतिकथारूपेण पठन्ति एवञ्च यथा कालिदासैः अभिज्ञानशाकुन्तले उक्तं चतुर्थे अङ्के उक्तम् चतुष्टयं सूत्रं चतुष्टयः श्लोकः श्लोकचतुष्टयमुक्तम् तत्र महर्षिकण्वद्वारा न केवलं कथारूपेण एव उक्तं तेन उक्तं तत्र उपदेशरूपेण एकः विवाहिता स्त्री स्त्रीं किं कर्तव्यं किं न कर्तव्यम् एतादृशानि उपदेशानि अपि स्वीकर्तुं शक्यन्ते एवं च अस्माकं जीवने अपि त तान् अनुसृत्यानि कार्याणि अपि कर्तुं शक्यते एतादृशानि अस्माकं भारतीय साहित्ये बहवः ज्ञानम् अस्ति तान् पो तान् उपयोगं कृत्वा अस्माकं जीवने अपि ता तस् तेषाम् प्रयोगं कर्तुं शक्यते न केवलं नीतिः सा नीतिः नीतिकथा द्वारा पठन्ति एवं च यथा भर्तृहरिभिः तत्र नीतिशतके दत्तं मूर्खस्य विषये उक्तम् एकः मूर्खः अस्ति नाम एक सामान्यव्यक्तिमस्ति मूर्खः अस्ति तं सामान्यव्यक्तिं तु बोधयितुं शक्यते किन्तु यः मूर्खः अस्ति तान् कदापि बोधयितुम् अवगय् अवगमयितुं नैव शक्यन्ते एवं च एतादृशानि ज्ञानम् उपलभ्यते अस्माकं पु साहित्ये पुराणेषु एवं च अन्यन्ये शास्त्रेषु सा तथा न केवलं नीतिकथारूपेण पठन्ति एवञ्च ज्ञानरूपेणापि स्वीकर्तुं शक्यते